आरोग्यसेवासु सेवा भ्रष्टाचारः व्यापकः दृश्यते बहुधा रोगिणः वैद्यस्य आगमनार्थं होराद्वयं वा त्रयं वा प्रतीक्षां कुर्वन्ति ताव तावत् तेषां रोगः एव अपगच्छेत् क्वचित् वैद्यः रोगिणः दूरवस्थां जानन् अपि कठोरवचनैः भाययति चिकित्सालयं गच्छामः चेत् मेडिकल् इन्शुरेन्स् अस्ति वा इति प्रथमः प्रश्नमः प्रश्नः भवति अस्ति इति यदि वयं वदामः तद् तर्हि कारणं विना अपि आवासं कृत्वा चिकित्सां कुर्वन्ति सर्वकारचिकित्सालयेषु विद्याल् कदाचित् औषधानाम् एक्स्पैरी डेट् नैव पश्यन्ति अस्ति भेदः जानुवेदना इत्यादि सन्ति इति वयं वदामः चेत् सर्जरी आवश्यकं धनार्जनदृष्ट्या एव कुर्वन्ति दैवात् तादृशः अनुभवः मम न अभवत्